इदानीं मम अष्टपञ्चाशत् वयः वर्तते प्रायः जीवनस्य अर्धभागः मया अध्ययने अध्यापने च यापितः इदानीमपि अहं संस्कृतं पठन्ती अस्मि परन्तु कमपि ग्रन्थम् उद्घाट्य स्वयमेव तस्य अर्थकरणे करणे मया क्लेशः अनुभूयते अहं सम्यक्तया संस्कृतम् अवगन्तुं योग्यता प्राप्तुम् इच्छामि पुनःश्च अस्माकं भारतीयज्ञानपरम्परायाः अध्ययनं कृत्वा संरक्षणं कर्तुम् इच्छामि इदमेव मम जीवनस्य लक्ष्यम्